मम प्रदेशे सामान्यतया जनाः कृषिकार्यं कुर्वन्ति तत्र पूगीफलं नारिकेलफलं जम्बूफलं पनसफलम् द्राक्षाफलं च वर्धयन्ति तत्रापि पूगीफलं यदा आगच्छति तस्य विक्रयणं कृत्वा स्वगृहं चालयन्ति तेन च जीवने जीवनमपि सम्यक् पालयन्ति नारिकेलफलं तु दक्षिणप्रान्ते आधिक्येन उपयोगं कुर्वन्ति इति कारणतः जनाः तावत् सोत्साहं स्वीकुर्वन्ति जनाः सोत्साहं स्वीकुर्वन्ति इत्यतः एकं नारिकेलफलं पञ्चाशत् रूप्यकाणि एवं रूपेण विक्रयणं कुर्वन्ति अतः जनानां कृते नाम कृषकाणां कृते अत्यन्तं लाभः वर्तते तेन च ते स्वजीवने अपि उन्नतिं प्राप्नुवन्ति